एतत् उत्कृष्टम् उपकरणम् अस्ति तस्य गुणवत्ता अत्युत्तमा अस्ति एवं च प्रयोगसामर्थ्यं विशेषः उपकरणं सुलभं सुलभम् उपयोगं योजयति एवं च तस्य स्वाधीनत्वम् अद्वितीयम् अस्ति